भारतदेशे अनेक क्रीडाः प्रसिद्धक्रीडाः सन्ति यथा कबड्डि बेड्मिन्टन् क्रिकेट् हाकि खोखो बेड्मिन्टन् हाकि कबड्डी इत्यस्य इतिहासः बहु वर्षीयः अस्ति कबड्डी बङ्गालदेशस्य राष्ट्रीयक्रीडाः अस्ति क्रिकेट् क्रीडा अष्टादशशतके आरब्धः ब्रिटीशैः क्रिकेट् क्रीडायाः आरम्भः कृताः भारतदेशे अद्यतनयुवकाः क्रिकेट् क्रीडितुं बहु इच्छन्ति एम् एस् धोनि सचिन् तेन्डुल्कर् विरात् कोह्लि इत्यादयः उत्तमक्रीडकाः सन्ति अस्मिन् क्रीडा एकादशजनाः सन्ति अनन्तरं हाकि अस्माकं देशस्य राष्ट्रीयक्रीडा ध्यान् चन्द् इति अस्य क्रीडायाः आविष्कारं कृतवान् इति अहं गर्विताः वदामि अस्माकं भारतदेशे अनेकाः क्रीडाः प्रसिद्धाः